शिक्षणव्यवस्था इत्युक्ते भिन्नस्तराणि भवन्ति लघुबालानां कृते मध्य मद् माध्यमिकशिक्षणम् अन्यत् ज अग्रिम शिक्षणं हैस्कूल् इति वदन्तः स्मः खलु तत् मूलशिक्षणम् इत्युक्ते प्रथम द्वितीय च चतुर्थ कक्षा पर्यन्तम् तद्बहु सम्यक् अस्ति सर्वत्र अपि सर्वकारीयशालामपि अन्यत् प्रैवेट् शालाम् अपि बहुसम्यक् अस्ति इदानीम् बहवः कार्परेट् जनाः अनुदानं दत्वा कम्प्यूटर् सर्वं स्थापयित्वा नेट्वर्क् स्थापयित्वा बहु सम्यक् कुर्वन्तः स्मः इदानीं सेवेन्थ् पर्यन्तं शिक्षणव्यवस्था सम्यक् एव अस्ति अग्रिमशिक्षणम् इत्युक्ते हैस्कुूल् भवति कालेज् भवति तन्मध्ये प्रयोगालयस्य आवश्यकता भवति अन्यत् इदानीन्तन समये रोबोटिक्स् भवति अन्यत् एक्सपरिमेन्ट् कर्तुम् इलेक्ट्रानिक्स् किट्स् सर्वम् आवश्यकता भवति तत् प्रायशः किञ्चित् न्यूनम् इति भासते अतः छात्राः तत् स्वग्रामं त्यक्त्वा बहिः गत्वा अन्यस् अन् अन्य अन्येषां गृहे स्थित्वा पठन्ति किन् केरियर् दृष्ट्या अग्रिम काम्पिटिटिव् एक्जाम् लेखनदृष्ट्या अस्माकं ग्रामं तु शृङ्गेरीसमीपे अस्ति बहवः छात्राः हैस्कूल् अन्तरं कालेज् निमित्तं मङ्गलुर् गच्छन्ति अन्यत् बैङ्गलुर् आगच्छन्ति किञ्चित् एक्जाम् तत् दृष्ट्या चलति सर्वकार्येषु श शाला मध्ये अप्टु हैस्कूल् बहु सम्यक् भवति